सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् इति मम प्रियश्लोकमस्ति बाल्यकालात् मां संस्कृतं भाषा पठनं बहु इच्छामि अस्ति